अयि भोः भवते कदा आगन्तुमुक्तवानासं भोः अहं समये आगन्तुं न शक्नोति वा भवान् यदि न शक्यते तर्हि वक्तव्यं किल बहु प्रमुखमासीत् खलु तत् कार्यं तत्र गन्तुम् अहं बहु उद्युक्तः आसं भो किं भो एवं कृतवान् भवान् काले आगन्तुं न शक्नोति चेत् किमपि अन्यत् किमपि तत्र करणीयं भवति खलु मां सूचनीयम् उत अन्यं कञ्चित् प्रेषणीयं भवति अहं कथञ्चिदपि अन्यत् किमपि यानं स्वीकृत्य तत्र गतवान् मम मित्रमेकं तदानीमेव आगतवान् मम भाग्यवशात् अहं समये तत्र प्राप्तः नास्ति चेत् भवान् किं कुं भो कुं कुर्वन्नासीत् तत्र मामागत्य भवान् तत्र किमपि अन्यत् किमपि कृतवानासीद् वा उत तस्य तेषां निकटे भवान् गत्वा सम्भाषयन् आसीत् वा तावदपि न ज्ञायते वा भवतः इतः परं मन्निकटे कार्यमस्ति नास्ति भोः भवान् गच्छतु अहं भवते इतः परं किमपि न वदामि